वृष्टेः कारणतः मया अन्यत्र गन्तुं न शक्यते तस्मात् फुड् आर्डर् कृतम् आहारस्य आर्डर् कृतम् चिन्तितं काले आगच्छति वा न वा इति परन्तु समये एव आनीय दत्तं मया तावद्दोसा इड्ली अनन्तरं रैस्बात् कर्ड् रैस् इत्यादिकं सर्वम् आर्डर् कृतम् आसीत् सर्वं काले एव आनीय दातुं आनीय दत्तं अस्ति महती बुभूक्षा आसीत् सर्वं इदानीं निवारितम्